आं ग्रामीणक्षेत्रेषु बहवः व्यवसायाः सन्ति ये स्थानीयकृषि उद्योगस्य समर्थनं कुर्वन्ति एतेषु व्यवसायेषु बीजानि ऊर्वरकं कीटकनाशकं कृषिसाधनानि च विक्रयन्ति कृषिपरामर्शं प्रशिक्षणं च दातुं शक्नुवन्ति अपि च केचन व्यापारिणः ग्रामीणक्षेत्रेषु विपण्यां स्थानीयपदार्थानां विक्रयणस्य समर्थनं कुर्वन्ति एतेषां व्यवसायानां सङ्ख्या जनानां सङ्ख्या च बहु भिन्ना भवितुम् अर्हति परन्तु भवतः क्षेत्रे कृषि उद्योगस्य जनसङ्ख्यायाः परिमाणस्य च आधारेण भविष्यति कार्यक्रमं द्रष्टुम् आगच्छतां जनानां सङ्ख्यायाः उपरि अपि निर्भरं भविष्यति अथवा कृषि उद्योगं विहाय ग्राम्यक्षेत्रेषु अन्ये बहवः व्यापाराः अपि भवितुम् अर्हन्ति अत्र कानिचन उदाहरणानि सन्ति एकं कृषिसम्बन्धानाम् उपकरणानां यन्त्राणां च विक्रयणं पशुपालनं दुग्धव्यापारः च मदुमखिपालनं मदधूत्पादनं च मत्स्यपालनं जलीयप्रदर्शनानि च खाद्यप्रसंस्करान् एककाः कृषियात्रा एवं पर्यटनं बीजानाम् उत्पादनं विक्रयणं च पुष्पसस्यानां संवर्धम् एतानि कतिचन उदाहरणानि एव ग्राम्यक्षेत्रेषु व्यापाराणां विविधता अपरं भवितुमर्हति यदि भवान् पशुपालनव्यापारं भरितुम् इच्छति तर्हि निम् अनुसरणं कर्तुं शक्नोति पूर्वज्ञानं प्राप्नुवन्तः पशुपालनव्यापारस्य विषये सूचनां प्राप्नुवन्तु यथा विभिन्नपशूनां परिचर्या आचारः रोगपरिचयः च संसादनानां व्यवस्थापनं पशूनां कृते आश्रयः भोजनं जलं कानूनि औषधानि च इत्यादीनाम् आवश्यकसम्पदां व्यवस्थां कुर्वन्तु